नमस्ते इदं महाराजा होटेल् अस्ति वा कृपया महोदय किञ्चित् कालात् पूर्वं मया कतिपय आहारवस्तूनाम् आर्डर् दत्तम् आसीत् जाह्नवीति नाम्नि मार्गरेट् आलूपराट कडाय्पन्नीर् केरेट् हल्वा पन्नीर् रोल् आम् एतेषु केरेट् हल्वा मया इदानीं न आवश्यकम् इति अभासत यतः अस्माकं गृहे मधुरखादितारः न सन्ति मयापि न खादनीयम् केचन अतिथयः आगच्छन्ति इति कारणेन मया आर्डर् दत्तमासीत् ते अपि प्रायः मधुरं न खादन्ति कृपया केरेट् हल्वा एकं केन्सल् करोतु इति मम प्रार्थना अन्यानि चत्वारि अपि शीघ्रातिशीघ्रं प्रेषयतु